हरिः ओम् अरे भो ओला चालकः ओला कार् यानस्य चालकः अस्ति भवान् पूर्वं मया बेङ्गलूरुनगरे अत्र बसवेश्वरनगरतः बसवनगुडिपर्यन्तं भवतः यानेन आगतमस्ति इदानीं पूर्वं मया यथोक्तं यथासूचितञ्च तथा एव द्विशतरूप्यकाणि अहं दातुं शक्नोमि दातुम् इच्छामि तत्र मम कोऽपि क्लेशः नास्ति किन्तु इदानीं भवान् सार्धद्विशतरूप्यकाणि ददातु इति पृच्छन् अस्ति एवं पञ्चशात् पञ्चाशत् रूप्यकाणि यावत् अधिकं पृच्छन् अस्ति एतत् उत्तमं नास्ति भवान् यदि न अङ्गीकरोति तर्हि अहं भवतः डैरेक्टर् यः अस्ति तं प्रति सन्देशं प्रेषयामि तम् उक्त्वा अनन्तरं किं भविष्यति इति भवान् चिन्तयतु अतः भवान् एव मर्षतु इदानीम् अत्र अहं प अधिकरूप्यकाणि दातुं न शक्नोमि अतः यथापूर्वं सूचितम् अस्ति तथा एव भवान् द्विशतरूप्यकाणि स्वीकरोतु इतः गच्छतु